हरि ओं भगिनी अहं सम्यक् अस्मि भगिनी भवती कथम् अस्ति आं भगिनी बहुसम्यक् अभवत् भगिनी बहवः सन्ति किन्तु वयं प्रणालिकारुपेण गतवन्तः खलु अतः बहुसम्यक्रूपेण दर्शनम् अभवत् आम् आनयति अहं सायङ्कालं सायङ्काले ददामि भगिनी आं भगिनी अहमपि तदेव चिन्तयामि अहमपि मम सखी अस्ति खलु लता तस्याः कृते अहमपि तदेव सम्भाषणं कृतवती प्रातः

आम् आम् आं भगिनी बहु सम्यक् चिन्ता मम समीपे अपि कानिचन फलसस्यानि अपि सन्ति आ आम्रसस्यमपि अस्ति अमृतसस्यमपि स अस्ति अहम् आ आनीत्वा आगच्छामि अहम् आनीत्वा आम् आम् भगिनी अहम् अपि आनित्वा आगच्छामि निश्चयेन भगिनी वयं शिक्षां करोमि कु कुर्मः अस्तु अस्तु महोदये आम् आम् प्रातः आगच्छन्ति

आं सम्यक् कृतवन्तः आम् आम् अहमपि अहं वदामि अहं वदामि भगिनी अहं सायङ्काले भवत्याः गृहं आगमिष्यामि तत्र वयं वयं पुनः सम्भाषणं कुर्मः अस्तु भगिनी अस्तु भगिनी राम् राम् राम् राम्